नमस्कारः अहम् एकं कक्षं आरक्षितवान् मम नाम श्रीवत्सः अस्ति अहं श्वः चेक्किन् करिष्यामि अहम् एकं दीर्घशय्यावत् कक्षं इछामि समीचीनं तर्हि किम् अतिथिगृहे भोजनालयस्य कापि सुविधा अस्ति वा किं तत्र वेज् नान्वेज् मध्ये विकल्पः अस्ति वा अस्तु किं भवतः समीपे स्विमिङ्ग्पूल् इत्यस्यापि सुविधा वर्तते अस्तु कक्षे सर्वं सम्यक् भवेत् यथा टेलिविषन् एर्कण्डीश्नर् वै फै इत्यादिनि इति सुनि श्चितं करोतु कृपया धन्यवादः मे आगमनात् पूर्वम् एकेन कन्फर्मेशन् मेल् इत्यनेन कृपया सूचयतु मम ईमेल् ऐडि वर्तते जे ए ऐ एम् ए एन् एस् एच् आर् इ इ वि ए सी एस् एट् द रेट् जीमेल डाट् काम् इति एवं धन्यवादाः